स्थानीयविद्यालयेषु प्रवेशस्य प्रक्रिया अतीव सरला आसीत् पिता माता तथा परिवारस्य अन्यः कोऽपि सदस्येन सह शिशुः गत्वा तस्य प्रवेशकार्यं करोति विद्यालये प्रवेशनार्थं विगतप्रमाणपत्रम् आवश्यकं अहं यदा विद्यालयप्रवेशकरणार्थं गतवती तदा मम कृते पूर्वे यः कक्षायाम् अहं पठितवती तस्य प्रमाणपत्रम् अपेक्षितवान् अतः अहं तत्र तत् प्रमाणपत्रं दत्वा मम प्रवेशं कृतवती न किमपि शुल्कं नास्ति उत निश्शुल्कं साधारणतः विद्यालये यदा प्रवेशकार्यं क्रियते तदा निश्शुल्केन प्रवेशकार्यं क्रियते कारणं सर्वकारस्य नियमानुसारेण सर्वेषां कृते प्राथमिकशिक्षा निश्शुल्केन दातव्या इति कोऽपि शिशुः तथा बालकः प्राथमिकशिक्षायाः वञ्चितः न भवेत् इति सर्वकारस्य सर्वशिक्षा अभियानानुसारं नियमानुसारेण सर्वेषां प्रति निश्शुल्कशिक्षा दातव्या इति